अहं महाराष्ट्रप्रान्ततः नाम मम प्रान्ते तु यद् राजकीयम् अनुदानम् इति अस्ति तत्तु सम्यक् एव नाम यज्जनाः वर्तन्ते नाम यद् जनपदे मुम्बै हैद्राबाद् इति जनपदे सन्ति किल नाम यद् ग्रामतः वा यः अपि लघु द् कोपि जनकः जनपदं वर्तते लघुनगरस्य कोपि वासी वर्तते तस्य उपचारार्थं नित्यमेव तत्र गमनीयम् इति नाम तत् वित्तसमस्यापि भवितुमर्हति इति शक्यते नाम राजकीयपक्षातः अस्माकं राज्ये नाम बहु वित्तसमस्या तथा च हास्पिटल्स् तथा हास्पिटल्स् तथा च बहु नाम प्रान्तस्य नाम हास्पिटल्स् कृते कारे का कृतवन्तः न इतोपि त तासां शैक्षणिकव्यवसाये शैक्षणिकव्यवसाय यद् विद्यार् विद्यार्थिनां कृते छात्राणां कृते आवश्यकं वर्तते नाम शिक्षाग्रहणम् इति विद्यार् थिनस् विद्या छात्राः छात्राः व्यवहारः इति नाम तासां कृते बहु विद्यालयं स्थापितवान् वाणिज्यविद् नाम संस्कृतविद्या पीठं तथा च वाणिज्यविद्यापीठम् इतोपि बहवः सन्ति नाम किं कृतं नाम तस्य तथा च स्पान्सर्शिप् इति कारणं वर्तते नाम तासां कृते नाम बहु उपयुक्तं वर्तते हेल्प्फ़ुल् इति वक्तुं शक्यते नाम कथमिति नाम कोपि दरिद्रः जनः वर्तते नाम परिवारः कुटुम्बः वर्तते दरिद्रः सः बहु धनं न दातुं शक्नुवन्ति इति तस्य खेदः इति नाम तद् कारणात् राजा नं नाम तत्तु आवश्यकमेव अस्माकं जनः कृते इत्येव नाम बहु सहायमपि कृतवान् इति